हलो ह हरिः ओं शारदा कम्फ़र्ट्स् वा आ अहं रमेशः इति भवताम् उपाहारगृहात् बहूनि खाद्यानि अहं खादितवान् अद्यैव मध्याह्ने तत्र च तत् तत्र च पालाक् पन्नीर् पुनः काजु मसाला इत्यादिकं स्वीकृतवान् सर्वं बहु सम्यक् आसीत् परन्तु तत्र कश्चन दोषः आसीत् यत् खादितुं योग्यमेव नासीत् सर्वम् द्रष्टुं सर्वं बहु रुचिकरम् आसीत् परन्तु खादनयोग्यं नासीत् तत्र किं जातं पालक् पन्नीर् मध्ये पालक् एव नासीत् पुनः काजुमसालामहं स्वीकृतवान् तत्र भवन्तः दाडिमफ़लं स्थापितवन्तः किमर्थमिति अहं न जानामि काजुमसाले दाडिमफलं किमर्थं स्थापयन्ति भवन्तः इति तेन सहैव भवतां तत्र उपहारगृहे ये च परिचारकाः वर्तन्ते तेषां वर्तनमपि तथा उत्तमतया नासीत् किमर्थं महोदयः परन्तु इदानीम् एषः एतद् उपहारगृहं शृङ्गगिरौ वर्तते दक्षिणभारते वर्तते भवन्तः दक्षिणभारतस्य खाद्यस्य निर्माणं कृत्वा अस्मभ्यं यच्छन्तु किमर्थम् एतादृशं दुर्व्यवहारं कुर्वन्ति इदानीं पश्यन्तु मम तत्र श्रूयते श्रूयते वदन्तु कुत्र गतवन्तः एवं रीत्या दुर्व्यवहारं मा कुर्वन्तु पुनः अ अपरमेकं वक्तव्यमासीत् अहम् उक्तवान् पलाण्डुः पुनः लशुनादिकमहं न खादामीति मा स्थापयन्तु इति तथापि प्रायः पालक् पन्नीर् मध्ये एकं किलो परिमितं पलाण्डुं स्थापितवन्तः भवन्तः कथं वा रोचते एतत्सर्वम् इदनीं तत्र मम पञ्चसहस्रं बिल् जातं वर्तते अहं सर्वमपि धनं पुनः स्वीकर्तुमिच्छा स्वीकर्तुं स्वीकर्तुमिच्छामि अस्तु अस्तु अहं सयङ्काले आगत्य धनं स्वीकरोमि भवतु भवतु भवतु पुनः एवम् एवम् एतादृशं मा कुर्वन्तु